नमस्कारःगतदिने भवतां टाटा इन्डिका कार्यानम् उपयुज्य अहं टी नगरतः वेलचीरिपर्यन्तं यात्रां कृतवान् यात्रासमये सः चालकः मुखवस्त्रं न धृतवान् पूर्णकालं यावत् वार्तां कुर्वन् एव चालयन् आसीत् मम स्वास्थ्यविषये अस्मिन् कोरोनाकाले बहु अ भीतिः जाता याने तु आसनानि अपि प्रस्तरखण्डः इव आसन् सम्यक् करणं बहु आवश्यकं वातानुकूलितम् तस्य शी शीतलं वातावरणम् एव न ददाति बहु उष्णम् अन्वभवम् एते विषयाः शीघ्रं समीकुर्वन्तु